भोः इदानीम् अग्रिममासे मम विवाहः निश्चितः वर्तते खलु तदनन्तरं प्र कुत्रचित् इतोऽपि पूर्णतया न निश्चितं प्रायेण बेङ्काक् कुत्रचित् गत्वा आगमिष्यामि इति चिन्तयन्नस्मि भार्यया साकं विशिष्य मम इदानीं तदर्थं ह्यः एव मया विदितं यत् मम पारपत्रं यातयामं जातम् अस्ति इति इदानीं तन्नीवीकरणम् आवश्यकं कथं तत् तत् किञ्चित् भवान् यदि तत्र सः पूर्वमपि यदा कृतमासीत् तदानीं भवत् साहाय्येन सर्वं विना विनायासं समृत्तमासीत् इदानीं किञ्चित् करिष्यति किम् एवम् अत्यन्तं आवश्यकता वर्तते यत् महता वेगेन इदं सम्पद्येत तदनन्तरं मासद्वयादनन्तरं तावत् तत्र व्योमयानानां मूल्यान्यपि तत्र वर्धिष्यन्ते पुनश्च ममापि समयः न भविष्यति कार्यालयस्य इदं भविष्यति खलु अतः तस्मिन् समये अग्रिममासे किञ्चित् विरामः स्व ग्रहीतुं शक्यः अतः कृपया त त्वरितं सम्पादयतु नो चेत् मम सर्वं दुश्यकं भविष्यति पुनश्च अस्मिन् काले तु अन्यः मार्गः न वर्तते अतः भवता एव एतत् सर्वं कर्तव्यम् अस्तु